संस्कृतभाषा प्राचीनतमा भाषा इति वयं जानीमः सा श्रेष्ठतमा भाषा सरला सरसा भाषा तथापि पुरातनकाले जनाः चिन्तयन्ति सा केवलब्राह्मणानां भाषा आसीत् ग्रन्थानां भाषा आसीत् वेदानां भाषा आसीत् सर्वे वेदाः संस्कृतेन एव भवन्ति किन्तु इदानीं सा गतिः नास्ति परिवर्तनम् अभवत् क्य अहं यद्दृष्टवती तत् संस्कृते ग्रन्थानां पठनम् एव ब्राह्मणानां कार्यम् इति जनाः चिन्तयन्ति स्म किन्तु इदानीं सा बोलीभाषा इति वदामः जनाः वदन्ति सम्भाषणं कुर्वन्ति संवादं कुर्वन्ति तेन भाषायाः जागृतिः अभवत् जनाः ज्ञातुं शक्तवन्तः एषा भाषा वक्तुं शक्नुमः सम्भाषणशिबिराणि भवन्ति तत्र सम्भाषणं पाठयन्ति तेन सम्भाषणेन लाभः भवति जनाः संस्कृतेन वक्तुं शक्नुवन्ति इदानीं पुस्तकानामपि बहूनां पुस्तकानां निर्माणम् अभवत् तत्र जनः पठितुं शक्नुवन्ति सम्यग्रीत्या ज्ञातुं शक्नुवन्ति का एषा भाषा कथं लेखनं करणीयं कथं वयं वक्तुं शक्नुमः तथा च इदानीं संस्कृते साप्ताहिकं मासिकं वार्षिकम् इत्यादिकानि पुस्तकानि अपि भवन्ति तेन जनः गृहे स्थित्वा एव ला लाभं स्वीकुर्वन्ति इतोपि जनाः तत्र लेखनमपि कर्तुं शक्नुवन्ति य संस्कृत्भारती द्वारा संस्कृते शिबिराणाम् आयोजनं भवति तेन जनाः गृहात् एव आन्लैन् माध्यमेन भाषणं पठितुं शक्नुवन्ति